जनानां स्वस्थ्याय तु नृत्यस्य अत्यन्तं महत्वं स्थानं वर्तते जनाः नित्यं कुर्वन्तः सुखमनुभवन्ति किमर्थमिति चेत् तत्र नृत्यकरणसमये शरीरस्य अस्य विशेषतः विन्यासादिकं भवति तेन शरीरम् अवयवेषु यत् जाड्यं वर्तते तत् सर्वमपि निराकृतं भवति तेन आरोग्यमपि विशेषतः अभिवृद्धिः भवति आरोग्यस्यापि अभिवृद्धिः भवति तेन नृत्येन जनानाम् अत्यन्तं स्वास्थ्यं यथा भवेत् तथा नृत्यप्रदर्शनेन नृत्यकरणेन भवति तेन जनानां नृत्यविषये अत्यन्तम् आसक्तिः भवेत् मम तु कश्चन काचन आसक्तिः अस्ति किञ्चिद् विशेषसमयेषु अहं विशेषं समयेषु अहमपि नृत्यं करोमि